भिन्नभिन्नदर्शनानां सामान्यज्ञाने मम आसक्तिः वर्तते मम अभिप्रायेण प्रथमं सर्वेषां दर्शनानां सामान्यज्ञानं सम्पादनीयं तत् एन् ई टी आदि पी हेच् डी एण्ट्रेन्स् परीक्षासु अपि उपयोगकरं भवति सर्वेषाम् अपि सामान्यज्ञानसम्पादानन्तरं एकस्मिन्नेव दर्शने सम्यक् सम्पूर्णं च ज्ञानम् अर्जनीयम् तदा अन्यदर्शनमतानां खण्डनादि यत् क्रियते स्वदर्शने तत् सम्यक्तया अवगम्यते इति मम अभिप्रायः